अवधानिककला संस्कृतविषये कथं सहयोगं करोति इति दृष्टे न केवलं संस्कृते सर्वासामपि भाषानां तावत् सहयोगं करोत्येव किन्तु प्राचीनकाले याः याः अवधानकलाः तावत् प्रयुक्ताः सन्ति तासाम् अवधानकलानां प्रयोगः साम्प्रतं कर्तुं न शक्यते यतः मस्तिष्क रूपेण तदनन्तरम् एकाग्रचित्तरूपेण साम्प्रतं ये ये मनुष्याः सन्ति तद्विषये सर्वे विरलाः एव सन्ति यतः तेषां मनसि अनिर्वर्णनीयं चाञ्चल्यं भवति तदेव तां कृतं किं तत् मनस्तत्वज्ञशीलाः अपि वदन्ति एतेषां सङ्गणक जङ्गमदूरवाणी विषयानां आगमने सति सर्वेषां तावत् मस्तिष्कं करक्ट् इति वदन्ति किल तद् रूपेण जातं वर्तते किन्तु संस्कृतसाहित्यस्य प्रवर्धने अवधानिकादिकलानाम् उपयोगः इत्युक्ते साम्प्रतं चलचित्ररूपेण कर्तुं शक्यते तदनन्तरं चलचित्रमपि सहयोगं कुर्यात् संशयास्पदरूपेणेव किन्तु गानरूपेण सर्वं कर्तुं शक्यते यतः साम्प्रतं टेम्पो बीट् इति वदन्ति कालिदासस्य श्लोकाः वा उत माघभट्टस्य श्लोकाः वा सर्वे श्लोकाः यदि आधुनिक नागरीक गानप्रवृत्या कृताश्चेत् तत् संस्कृतसाहित्यस्य प्रवर्धने महत्तरं सहयोगं करिष्यति इति आशयः